संस्कृतविषयकाः सामान्याः अपकल्पनाः इति अत्र चिन्त्यमाने वस्तुतः क्लिष्टा भाषा इति एकं द्वितीयं वर्गीयभाषा अथवा एका वर्गस्य भाषा इति द्वितीयं तृतीयं तु ग्रान्थिकभाषा अथवा लोके लोकानुकूलिनी भाषा न इत्येवमर्थः अपि कदाचित् प्रतिभाति परन्तु वस्तुतः चिन्त्यमाने इयं काचित् दैवीवाक् आहत्य देवः यथा सर्वेषां तथा इयमपि भाषा सर्वेषामपि भाषा सर्वत्रापि इयं भाषा प्रशस्ता मानिता सर्वजनापोषिणी च इयं भाषा वर्तते तत्र प्रथमं क्लिष्टा भाषा इति वस्तुतः भाषायां सर्वदा बहुधा भाषासु स्वरूपाणि भिद्यन्ते ग्रन्थे अथवा प्रौढग्रन्थे शास्त्रीयग्रन्थेषु भाषास्वपि भाषाशैली प्रौढा भवति नित्यव्यवहारे आपणेषु मार्गे यः व्यवहारः क्रियते सः व्यवहारः सामान्यः एव भवति अतः भाषायाः स्वरूपं ग्रन्थस्य स्वरूपस्य आधारेण न निश्चेतव्यं अथवा व्याख्यानस्य शास्त्रग्रन्थस्य आधारेण न निश्चेतव्यं पूर्वम् एवं निश्चयः क्रियते स्म कारणं केवलं संस्कृतग्रन्थान् संस्कृतशास्त्रपाठानेव निश्चित्य दृष्ट्वा संस्कृतं किम् इति जानन्ति स्म परन्तु इदानीं कार्टून् यूटूब् रील् सोषियल् मीडिया सर्वत्रापि संस्कृतमस्तीति कारणतः सर्वेपि जनाः अवगच्छन्तीत्यपि च कारणतः इयं भाषा क्लिष्टा न इति बहवः जागरितः अस्ति अतः इदानीं संस्कृतभाषा क्लिष्टा भाषा इति या कल् या अपकल्पना आसीत् प्रायः इदानीं तथा तु जनाः न वदन्ति ऐं वेरि एक्सैटिङ्ग् टु लर्न् संस्कृतं इति भावना अथवा ऐं वेरि हेपी टु लर्न् संस्कृतम् इति भावना देशे विश्वे च दृश्यते इति प्रथमं किञ्च वर्गीयभाषा इति उच्यते वस्तुतः सुमहदिति सुमहद् वाङ्मयं वयं परिशीलयेम चेत् वस्तुतः इयं भाषा नानाजनव्यापिनी नानाराजसाम्राज्यव्य राज्यसाम्राज्य व्यापिनी नाना देशव्यापिनी नाना संस्कृतिपरम्पराव्यापिनी वर्तते इदानीं जैनानां ग्रन्थाः अपि संस्कृतभाषाया निबद्धाः बौद्धग्रन्थाः अथवा चार्वाकग्रन्थाः ये च देवान् नैव अङ्गीकुर्वन्ति तेषां भाषा अपि संस्कृतभाषा ये देवानङ्गीकुर्वन्ति वैदिकाः वा स्युः अथवा संस्कृतिपरायणाः वा स्युः तेषां सर्वेषामपि भाषा संस्कृतभाषा अत्यन्तं विशिष्टा अत्यन्तं विशुद्धा विशाला सर्वजनमनोमोदिनी अत्यन्तदेशव्यापिनी भाषा इयं वस्तुतः सर्वदापि तथा अस्ति इदानीं झार्खण्ड् राज्ये कन्नडभाषायाः अथवा पञ्जाब् राज्ये असां भाषायाः वा कथञ्चदपि प्रवेशो यथा न भवति तथा अस्याः भाषायाः कदापि स्थितिः नास्ति केनडादेशजनाः वा स्युः अथवा कुत्रचित् उज्बेकिस्थान अथवा बाङ्ग्ला थाय्लेण्ड् बर्मा मिडल् ईस्ट् शार्जा दमन् शार्जा अथवा मिडल् ईस्ट् एवं नाना देशेषु ऐरोप्यदेशेषु अथवा अमेरिकादेशस्य नाना स्थानेषु वा अस्याः भाषायाः अध्येतारः पोषयितारः न केवलम् एन् आर् ऐ जनाः अथवा विदेशीयाः अपि सन्ति तथा शक्तिः सत्वम् अस्याः भाषायाः अस्ति जगति अत्यन्तं वर्धमाना तृतीया भाषा इयं भाषा वर्तते तथा शक् महत्त्वम् अस्याः भाषायाः अस्ति अतः एकवर्गीया भाषा इति न तत्र सर्वेषामपि इयं भाषा इति वयं जानीयाम यतः कदाचित् शाटिकायाः वयनमिति स्यात् अथवा शाकविक्रयणमिति स्यात् कब्बिणद किट्टक्के कब्बिणद अस्तु अयसः कश्चित् लघुः खण्डः स्यात् मेटलर्जि इति सैन्स् इति वा स्यात् अथवा कुत्रचित् स्वर्णाभरणादीनां नामानि वा स्युः कुत्रचित् अरण्ये कस्यचिदेकस्य वृक्षस्य शाका शाकस्य नाम वा स्यात् कस्याश्चित् वल्याः पुष्पविशेषस्य नाम वा स्यात् एवं कोटिशः अभिधानानि अनया भाषया संरूढानि सन्ति सा विशेषता अस्याः भाषायाः अस्ति अतः केवलं यदि एकवर्गीयस्य केवलं तत्परिवारस्य अथवा तद् क्षेत्रस्यैव पदानि स्युः परन्तु इयं भाषा तु सर्वक्षेत्रसहजा भाषा सर्वलोकव्यापिनी भाषा वर्तते इति द्वितीयस्य समाधानं प्रश्न द्वितीयायाः अपकल्पनायाः समाधानम् अनन्तरं ग्रान्थिकभाषा अथवा तथा लोको लोका अनुकूलभाषा न इति परन्तु इदानीं संस्कृतभाषा तु सर्वेषामपि भाषास्ति सर्वक्षेत्राणि पोषयितुं कदाचित् फ़ुड् इन्डस्ट्रि इति स्यात् अथवा विधिविज्ञानं कानूनु इति वदामः विधिविज्ञानं पोषयितुं स्यात् अथवा रक्षणव्यवस्थां वा अर्थव्यवस्थां वा पोषयितुं स्यात् आधुनिकविज्ञानानि संशोधनानि वा स्युः नाना भाषा भारतीयभाषाणां सम्पोषणाय वा स्यात् इयं भाषा अत्यन्तमपेक्षिता भवति अतः नाना प्रादेशिकसमस्यादीनां परिहारार्थमपि एषा भाषा अपेक्षिता धर्मस्य अन्तरङ्गं भारतस्य अन्तरङ्गं धर्मः इदानीं विनाविज्ञानं जपान् देशः विना तन्त्रज्ञानं चैनादेशः विना वाणिज्यं रष्यादेशः विना राजकीयं युरोपदेशः यथा जीवितुं जगतीतले नार्हति तथा भारतम् अपि धर्मं विना जीवितुं नार्हति धर्मस्य सर्वाणि अपि तत्वानि भवन्ति संस्कृतभाषायां भवन्ति सर्वेपि तत्त्वविशेषाः ग्रन्थविशेषाः संस्कृतेनैव महर्षिभिः आविष्कृताः स् दृष्टाः सन्ति अतः भारतं यदि रक्षणीयं भारतस्य सर्वस्वं यदि रक्षणीयं संस्कृतिः यदा यदि सम्पोषणीया यदि चिरं लोके शान्तिः स्यात् अवश्यं संस्कृतभाषापि स्यात् इत्येवं अत्र इयं चिरस्थायिनी सकललोकसमुज्जिविनी भाषा इयं वर्तते अतः संस्कृतविषयस्य अपकल्पनाः वस्तुतः कपोलकल्पनाः एव सन्ति इमाः अपकल्पनाः न वस्तुतः अत्यन्तं रुचिराः कल्पनाः कर्तुमियं भाषा शक्नोति इत्येवम् अभिप्रैमि